हलो हा ओ कः कः हा हा कति किं कर्तुमिच्छति किं किं स्वी कर्तुं हा हा हा एवं ए एवं अत्र एकं प्र प्रथमस्थलम् एव अस्ति ग्रौण्ड् फ़्लोर् रूपेण एव अस्ति तत्र तावदेव अस्ति तत्र प्रकोष्ठत्रयम् अस्ति एवञ्च अत्र ह्म् भाटकरूपेण विंशतिः सहस्रम् हा तावदस्ति अत्र कियद् अ किम् हा तावद् एव भवति एवं किन्तु अत्र समीपे अत्र अस्मिन् स्थाने समीपे अत्र एकं विश्वद् सेन्ट्रल् विश्वविद्यालयः अस्ति केन्द्रीयविद्यालयः अस्ति इत्यादिकमस्ति बहु अस्ति इत्यतः भूमेः नाम मूल्यं वरि वर्धितमस्ति इदानीं एवमस्ति अत्र अत्र अत्र अस्ति ए एवम् अस्ति ह्म् प्रतिमासं चेत् किञ्च की कियत् शक्यते दातुं शक्यते देशः द्वादश सहस्रं द्वादश द्वादश ह्म् धनं मासं त्रिंशत्सहस्रं ह त्रिंशत् सहस्रं तद् अस्ति अस्ति अस्ति अस्ति अस्ति अस्ति ह्म् ह्म् हा अन्तः तदस्ति अस्ति अस्ति एतादृशं केरे तदा भवतु अत्र अडाट् समीपे अस्ति अडाट् अडात् एकं मन्त्रिमस्ति खलु तस्य समीपे एव अस्ति हा एवमेवं तस्य समीपे एव अस्ति एवम् एवं